हा वदतु

हा वासव्यवस्था तु अत्र समीचीनमेव अस्ति वस्तुतः देवालयस्य पुरतः एव शारदावासव्यवस्था इति एकं वासव्यवस्थामपि अस्ति तत्र उषितुं शक्यते दिनद्वयं यावत् ततः परं भोजनव्यवस्था तु मठे एव भवति वस्तुतः नाम मठं गत्वा तत्र शारदामन्दिरं गत्वा दर्शनमित्यादिकं समाप्य तदग्रे वयं तत्र दक्षिणपार्श्वे गच्छामः चेत् तत्रैव भोजनव्यवस्था अपि अस्ति वस्तुतः मध्याह्ने रात्रौ पर्यन्तं यावत् नववादनपर्यन्तं मध्याह्ने एकवादनतः त्रिवादन प्र सार्धत्रिवादनपर्यन्तं भोजनव्यवस्थापि भवति रात्रौ अष्टवादनतः सार्धनववादनपर्यन्तं भवति भोजनव्यवस्था कदाचित् प्रभाते अल्पाहारव्यवस्था अपि प्रकल्पयन्ति मठीयाः पुनः प्रक्रिया नाम तत्र आदौ गत्वा प्रकोष्ठम् अपेक्षते इति आदौ वक्तव्यं तदग्रे तत् तत्र यः जनः भवति सः एवं वदति यत् भवताम् आधारकार्ड् वा अथवा किमपि प्रूफ् किमपि दर्शयतु इति भारतीयाः इति किमपि दर्शयतु इति सः वदति तदानीं भवती आधारकार्ड् वा यत्किमपि दर्शनीयं भवति लैसन्स् वा इत्यादिकं तद्वारेण भवतां प्रकोष्ठं लभ्यते पुनः गमनावसरे तदपि दर्शयित्वा तद् कुञ्चिकामपि दत्वा गन्तव्यं भवति तस्य नाम प्रकोष्ठस्य कुञ्चिका हा अत्र भ्रमणार्थम् इत्युक्ते शृङ्गगिरिमध्ये अत्रैव किञ्चिद् दूरे एव किग्गा इति एकं देवालयमपि वर्तते तत्र ऋष्यशृङ्गस्य तदग्रे ततः अग्रे गच्छामः चेत् तत्र सिरिमनेफ़ाल्स् इति एकं जलपातः अपि द्रष्टुम् शक्नुमः तदपि बहु सुन्दरमस्ति रमणीयमस्ति द्रष्टुं परिसरमध्ये अस्ति पुनः ऋष्यशृङ्गदेवालयं प्रति तत्र गत्वा द्रष्टुमपि शक्यते यत् नाम वृष्टिः न भवति चेत् कदाचित् नाम ग्रामे तत्र गत् गत्वा प्रार्थनां कुर्मः चेत् वृष्टिरागच्छति इति एका भावनापि वर्तते नाम नियमपि एवं कुर्मः चेत् प्रार्थनां कुर्मः चेत् वृष्टिरागच्छति इत्यादिकमपि तत्र एकं नियमरूपेण वर्तते वस्तुतः श्रूयते तथा पुनः शृङ्गगिरितः अत्रैव एत्तीनाबूजा अस्ति पुनः अत्रैव सुदूरे एव गणेशमन्दिरमस्ति एवं रूपेण भ्रमणार्थं भ्रमणं कर्तुं शक्यते तत्र यानस्य व्यवस्था तु नाम बस्यानेन गन्तुं किञ्चत् क्लेशः भवति पुनरा पुनरागमनं क्लेशाय भवतीत्यर्थः एतद् स्वकीययानं यदस्ति तद् स्वीकृत्य गच्छामः चेदेव वरं भवती इति मम आशयः हा अस्तु